हरिः ओं नमस्ते भगिनि हा कथं कार्याणि कथं चलन्ति हा इदानीम् अस्माकं कार्याणि मुख्यभूतकार्याणि सन्ति एकं तु तद् अग्रिमवर्षे हा शताब्दि शताब्द्योत्सवः आगच्छति अतः तया दृष्ट्या कारिय कानिचन कार्याणि निश्चितानि सन्ति पूर्वमेव सूचितं किल कार्याणि कानि इति सूचितानि किल पत्राणि आगतानि वा हा सूचितं किं किं कार्यं स्वीकृतं कथं चलति तस्य विषये किञ्चित् वृत्तं वदति वा हा दिनाङ्कस्य निश्चयः अभवत् वा मेलन दिनाङ्कस्य निश्चयः समयः निश्चयः अभवत् कति जनाः टीं मध्ये कति जनाः सन्ति

इत् तत् चर्चाविषयः कः कस्मिन् विषये चर्चा भवति इदानीम् एकं तु तत् प्रचार दृष्ट्या कार्यं करणीयमिति चिन्तनमस्ति अस्माकं मुख्यभूतकार्यस्य प्रचारः करणीयः इति तस्मिन् विषये चिन्तनस्य आरम्भः जातः वा करपत्राणां निर्माणं हा हा कुत्र कुत्र प्रचारः करणीयः तस्य मार्गाः के कथं कथं कुर्मः इत्यादिकं केवलं करपत्रं वि वितरणमिति वा अन्य रीत्या अपि प्रचारः अस्ति वा प्रचारोपायाः के सन्ति चिन्तितं दूरदर्शनेषु वार्तापत्रिकासु किल आं यदा टीं जनाः मिलन्ति एकवारं सर्वेषां विषये कथं कथं विचाराः कथं कथं वयं प्रचारं कुर्मः तद् आवऴिं कुर्वन्तु अनन्तरं तस्य कियान् व्ययः भवति तदपि निश्चयः करणीयः सुस्पष्टम् अस्माभिः अस्माकं कृते दातव्यं तदा एव तस्य क्रियान्वयनं साध्यं भवति हा अग्रिमसप्ताहे सम्यक् मिलित्वा सम्यक् विचार्य कुर्वन्तु समर्पयन्तु ह वृत्तं समर्पयन्तु ह्म् तस्य धनव्ययदृष्ट्यापि चिन्तनं कृत्वा समर्पयन्तु मिलामः